हरिः ओम् अहं मेणसेप्रति तदा एव बुक् कृतमासीत् आटो तत् अर्धघण्टातः न आगतमस्ति पञ्चवादने एव मया बुक् कृतम् अस्ति अस्ति तथापि न आगतमस्ति बहु विलम्बः जायमानम् अस्ति मेणसेमध्ये मेणसे शृङ्गेरिमध्ये मया कृतमस्ति पञ्चवादने कृतम् अधुना अर्धघण्टा जाता अस्ति तदा आरभ्य मया प्रतीक्षमाणा कृ क्रियमाणं वर्तते अतः शीघ्रम् आगच्छन्तु कुत्र अस्ति इति वदन्तु शीघ्रम् आगच्छन्तु